आम् सत्यं मम एतत् स्थानम् एतत् बहु इष्टतमं वर्तते एतावता विरामकाले एव मया ये छात्राः गृहस्य समीपे सन्ति तेषां गृहम् आहूय तान् गृहम् आहूय अधुना एव मया निट्टिङ्ग् तथा सीवनं च पाठ्यमानं वर्तते अग्रे अपि एवमेव यथा ये च छात्राः अस्मिन् काले अस्मिन् आसक्ताः बहु न्यूनाः अतः अहं शालायाम् अपि यत्र मया कार्यं क्रियते तत्रापि आसक्तछात्राणाम् अस्य पाठनं कर्तुम् इच्छामि तथा विरामकाले मम विरामकाले छात्राणां विरामकाले अपि ये च गृहमागच्छन्ति छात्राः तान् उद्दिश्य अधुना पाठयन्ती अस्मि अग्रे च पाठयामि इति मया चिन्तितम् यतः कला अपि जीवनस्य बहु अवश्यकी वर्तते